उक्तिरस्ति यत् लोकोभिन्ना रुचिः इति वस्तुतः मध्यमवयसि तेषाम् चिन्तनशक्तिः विषयाभिरुचिः किञ्चित् भिन्नमेव भवति ये ज्येष्ठाः सन्ति युवानः सन्ति तेषां तेषां विषयमपि भिन्नं भवति पुनः अभिरुचिरपि किञ्चित् भिन्नतया एव द्रष्टुं शक्यते उभयमपि समन्वयं कर्तुं वस्तुतः न शक्यते मध्यमवयस्कः ये सन्ति ते तेषां चिन्तनानुगुणं स्थरानुगुणं ते चिन्तयन्ति ये युवानाः ज्येष्ठाः सन्ति ते अपि स्थरानुगुणं चिन्तयन्ति वस्तुतः यत्किमपि समाजे भवति तदपि पुनः गच्छताकालेन सर्वं नाम इदानीं ये मध्यमवयसि तन् सन्ति ते अपि जानन्ति किं कर्तव्यं किं न कर्तव्यम् इति नाम वस्तुतः इदानीं मध्यमवयसि ये सन्ति ते अपि बहु विशिष्टरूपेण एव भवन्ति नाम विषयसङ्ग्रहणे विषय प्रस्थापने पुनः बोधने पठने इत् इत्यादि पुनः ज्येष्ठाः अपि तेऽपि स्वाध्यायं कुर्वन्ति सु चिन्त चिन्तयन्ति किमपि कार्यं कर्तव्यं चेत् चिन्तयन्ति एवम् एवं रूपेण इदानीं मध्यवयस् मध्यवयस्कः अपि पुनः ज्येष्ठाः अपि इदानीन्तनकाले सम्प्रति नाम ते समन्वयं कृतं कृत्वैव कथं कर्तव्यम् एकं कार्यं भवति चेत् कार्यं कर्तव्यं चेत् तत्र पूर्वं किं पश्चात् किं कथं कर्तव्यम् इत्यादिकं चिन्तयित्वा एव कार्यरताः भवन्तिः इति